भारतस्य तत्वशास्त्राणि दर्शनम् इति किमर्थमुच्यते इत्युक्तौ तत्र एकः विशेषः वर्तते अत्र दर्शनं नाम ज्ञानं यज्जनयति अथवा येन ज्ञानं लभ्यते तत् दर्शनं मार्गदर्शकम् इत्यर्थः मम शास्त्रं वर्तते अद्वैतवेदान्तशास्त्रम् अद्वैतवेदान्तशास्त्रम् भारतीयतत्वशास्त्रेषु अन्यतमम् अस्मिन् तत्त्वशास्त्रे यथार्थज्ञानबोधकाः बहवः अंशाः सन्ति अतः इदं दर्शनं भारतीयतत्वशास्त्रं दर्शनम् इति नाम्ना युक्तं भवति कथम् इति चेत् भारतीयचिन्तनेषु चत्वारः पुरुषार्थाः प्रसिद्धाः सन्ति धर्मः अर्थः कामः मोक्षः इति चत्वारः पुरुषार्थाः अत्र धर्मम् अर्थं कामं बोधयितुम् इतराणि पुस्तकानि अथवा अन्ये ग्रन्थाः सन्ति चेदपि अद्वैतवेदान्तशास्त्रं परमपुरुषार्थभूतं मोक्षं प्राप्तुं साहाय्यं करोति अद्वैतवेदान्तशास्त्रे एवं श्रद्धा वर्तते परमं यत् शुद्धं ब्रह्म यस्मिन् ब्रह्मणि केपि धर्माः न सन्ति निर्गुणं निष्कलं निरञ्जनम् इति उपनिषद्भिः बोध्यते तादृशम् आत्मतत्वं सर्वोपि मनुष्यः जानीयात् यदा ब्रह्म जानाति तदानीं सः मुक्तः भवति सः मोक्षं प्राप्नोति इति अद्वैतवेदान्तदर्शनस्य आशयः अतः मोक्षमार्गं दर्शयति इति कृत्वा भारतीयतत्वशास्त्रेषु अन्यतमम् इदम् अद्वैतवेदान्तशास्त्रं दर्शनम् इति उच्यते